अल्पे एव वयसि योगाभ्यासम् आरभे यतो हि अल्पे वयसि योगाभ्यासः आरभ्यते तदा अस्माकं शारीरिकविकासः सम्यक्तया भवति शरीरं स्वस्थं भवति आरम्भकालादेव यदा ध्यानं कुर्मः तदा अस्माकं मनः अचञ्चलं भवति अस्माकं चित्तम् एकस्मिन् केन्द्रे स्थितं भवति तेन गूढतममपि विषयं वयं चिन्तयितुं शक्नुमः अथ च अल्पे वयसि योगाभ्यासस्य ध्यानस्य योगस्य च आध्यात्मिकमपि महद् महत्त्वं वर्तते